व्यक्तिगतवर्षेषु मनोरञ्जनम् अस्य न्यूनता कथं जातं नाम प्राक्तु सर्वे मिलित्वा एकत्रैव गायन्ति नृत्यं कुर्वन्ति स्म परन्तु इदानीं सर्वेषां हस्ते दूरवाणी भवति तस्मात् कोपि कस्य निकटे नैव गच्छति सर्वे दूरात् एव सम्भाषयन्ति तस्मात् इदानीं बहवः पुरातनं स्मरणमेव न भवति पूर्वं तु सर्वे मिलित्वा पुरातनं यद् विषय भवति तस्मिन् विषये किञ्चित् चर्चां कुर्वन्ति अपि च दूरदर्शनम् इत्यादिकं सर्वे मिलित्वा पश्यन्ति इदानीं सर्वेषां हस्ते दूरवाणी अस्ति चेत् सर्वे अन्यदेव अन्यदेव कुर्वन्तः भवन्ति इत्युक्तौ इदानीम् एकस्मिन् गृहे एकः परिवारः वसति तस्मिन् यः पुत्रः अस्ति सः टी वी अन्तः चित्रं पश्यन् भवति यः भगिनी अस्ति सा अन्यत् दूरवाणीमध्ये किमपि अन्यत् कुर्वन्ती भवति माता सीरियल् पश्यन्ती भवति पिता मेच् पश्यन् भवति तस्मात् पुरातनं यद् अस्माकमासीत् तदेव समीचीनम् इति मम अभिप्रायः